हा नमस्ते अत्र गायत्री भोजनालयोस्ति वा आम् अहं भवतां दैनन्दिनीग्राहिका अस्मि अहं साम्प्रतं स्वीयगृहस्य परिवर्तनं कृतवती अस्मि अतः एव मम सकाशे पात्राणि अपि न सन्ति यदि भोजनेन सह भवन्तः पात्राणि अपि मदर्थं प्रेषयिष्यन्ति चेत् वराय भवति अतः तेषां समेषां व्ययमपि अहम् यत्किमपि भवति चेत् तद् यः कर्मचारी आगच्छति तस्य हस्ते एव अहं दास्यामि भवान् चीटिकायां लिखित्वा तस्य मूल्यं प्रेषयतु अस्तु धन्यवादः